द्विसहस्रतमवर्षस्य जनवरिमासस्य पञ्चमदिनाङ्कः तथा च द्वे चतुर्विंशतिः चतुर्विंशत्यधिकद्विसहस्रं फ़ेब्रवरिमासस्य दशमदिनाङ्कः द्विसहस्रवर्षस्य मार्च् सप्तमदिनाङ्कः तथा च द्विसहस्राधिकद्विशतम् पञ्चमदिनाङ्कः अक्टोबर् मासस्य तथा च द्व्यसह् द्विसहस्राधिक एकशतस्य अक्टोबर् मासस्य नवमदिनाङ्कः द्विशतं द्विशताधिक एकशताधिकम् नवेम्बर् मासस्य पञ्चमदिनाङ्कः